नूतनव्यापारस्य आरम्भसमये सर्वविषयस्य सावधानता अपेक्षिता यथा स्थानकस्य परिज्ञानम् इत्युक्ते कस्मिन् प्रदेशे किं स्थापनीयमिति उदाहरणार्थं बहु आतपप्रदेशे स्वेदकस्य व्यापारः न करणीयः ग्रामीणप्रदेशे महार्घ पदार्थानां व्यापारः न करणीयः